संस्कृते बहवः नाटकानि सन्ति तेषु प्रसिद्धं भवति अभिज्ञानशाकुन्तलं कालिदासेन विरचितं अभिज्ञानशाकुन्तलं भवति एकं प्रसिद्धनाटकस्य उदाहरणम् अत्र नाटके नान्दी सूत्रधारः अङ्कः प्रवेशः निष्पं विष्कम्भकः भरतवाक्यम् इत्यादि अनेकविधानि कार्याणि अस्ति सूत्रधारः सूत्रं कारयति इति सूत्रधारः अङ्कः इति अध्यायः इत्यर्थं भवति प्रवेशः नाटकस्य कोपि प्रवेशं खलु तत्र प्रवेशः भवति भरतवाक्यम् इत्यस्य अर्थः भवति नाटकस्य नायकः अथवा प्रधानकथापात्रं नाटकस्य अन्ते अथवा अन्तिमं स समाप्तसमये भरतवाक्यम् अथवा एकम् वाक्यं जनान् प्रति वदति एतद् भवति भरतवाक्यम्